पाकं मह्यं बहु रोचते पाककलायाम् अहं निपुणः अस्मि अहं बहुविधपदार्थान् निर्मातुं शक्नोमि अनुभवेन दृष्ट्वा अहं तस्य ज्ञानं प्राप्तवान् यदा कदा किमपि पाकं कर्तुं न जानामि तदा तस्य यूट्यूब् मध्ये अहं पश्यामि तत्र तस्य पद्धतिं दृष्ट्वा पाकं करोमि मम यदा प्रथमवारं मया पाकः कृतः तदा अनुभूतं यत्पाककरणं सरलं कार्यं नास्ति परन्तु अत्र आनन्दः भवति यदा अहं प्रथमवारं शाकस्य निर्माणं कृतवान् तदा शाकस्य कर्तनम् अनन्तरं तत्र के पदार्थाः उपस्कराः आवश्यकाः सन्ति तस्मिन् विषये चयनं करणीयं तेषां प्रमाणं तत् सर्वं दृष्ट्वा भ्राष्ट्रे तस्य उपयोगः करणीयः अनन्तरं तत्र कति कतिवारं तस्य आलोढनं करणीयं जलं कियत् स्थापनीयम् इति विषये चिन्तनमपि करणीयं भवति अन्यथा तस्य स्वादः सम्यक् न भवति शाकमपि नष्टं भवति अतः पाककरणसमये किञ्चित् अवधानमपि आवश्यकं भवति प्रथमवारं यदा अहं पाकं कृतवान् मम अनुभवः तु बहु सम्यक् शाकमपि रुचिकरम् आसीत् यतः मया बहु मत्वा प्रयत्नः कृतः आसीत् तत्र शाकस्य विषये चिन्तनं कृत्वा किं तत्र स्थापनीयं लवणं कियत् स्थापनीयं मरीचिकाचूर्णं कियत् स्थापनीयम् इत्यादि विविध उपस्कराणां तत्र प्रयोगः कथं करणीयः आलुकस्य शाकं करणीयं तर्हि आलुकानां कर्तनं कृत्वा कथं योजनीयं तस्य प्रमाणः कियत् भवतु तस्मिन् विषये बहु किमपि चिन्तनं करणीयं भवति